वन्दे मातरं भगिनि अहं संस्कृतसभा नागपुरतः अहं वदामि अहं भवत्याः सह किञ्चित् निमेषद्वयं पर्यन्तं वद् वक्तुं शक्नोमि अथवा न न न न पश्यतु पश्यतु मा स्थापयतु किञ्चित् श्रुणोतु मम निमेषद्वयमेव अपेक्ष्यते ता तस्मिन्नेव काले अहं मम वचनं समापयामि पश्य पश्यतु किञ्चिद् दयां करोतु भवती भवती भवती श्रुणोतु भवती श्रुणोतु एकवारं मम कथनं श्रुणोतु भवती हा अहं शीघ्रमेव वदामि मम वक् न न जा न न श्रुणोतु यदि बव् भवती श्रुणोति तर्हि एव तस्य परिहारं कर्तुं शक्नोति नु तर्हि एकवारं मम वचनं श्रुणोतु भवती रामं भगवन्तं श्रीरामं विश्वसिति खलु हा भगवन्तं श्रीकृष्णं श्रीकृष्णं तमपि विश्वसिति खलु भगवद्गीतां जानाति नु भगवद्गीतां जानाति नु भगवद्गीता इति कृष्णस्य उपदेशः जानाति नु भवती अस्माकं आं सत्यम् आं सत्यं भा अस्माकं भारतीयसंस्कृतेः रक्षणं ग्रामीणैः करो कृतम् इति सत्यं जानामि तथापि एकवारं मम वचनं श्रुणोतु अहं किं करोमि अस्माकं सभा संस्कृतप्रचारस्य कार्यं करोति तदर्थम् अस्माभिः निश्चितं यद् अस्मि अस्मिन् वर्षे वयं गीतायाः माध्यमेन संस्कृतप्रसारः वा प्रसारस्य आरम्भं कुर्मः तर्हि अहं भवत्याः सहायमिच्छामि

आं तदेव वक्तुकामा अहमस्मि अत्र किमपि न न नगरे पा गीतापठनार्थं न गीता गीतायाः अर्थं सुबोधतया सर्वे ज्ञातुं कथं शक्नुवन्ति इत्यर्थं वयं प्रयत्नं कुर्मः अपरं च न तत्र कोपि नगरजनाः इति न तत्र आगमिष्यति ये संस्कृतविद्वांसः ये गीतायाः अर्थं सम्यग् जानन्ति ते एव महापुरुषाः महाविद्वांसः ते एव जनाः अत्र आगमिष्यन्ति न कोपि अन्यः सामान्यनगरजनाः इति तेषां वचानानां लाभः भवानपि भव् भवान् नाम भवती अपि भवत्याः आप्ताः अपि ग्रामीणाः अन्ये अपि ग्रामीणाः स्वीकुर्वन्तु इति एव अस्माकं सभायाः आकाङ्क्षा आं हा अस्तु तर्हि तर्हि अहं

आं पुनः आमां सत्यं जानामि खलु अहं पुनः अग्रिमे सप्ताहे दूरध्वनिं करोमि तदा भवत्याः सः समयः अहं जानामि समयं जानामि य यदा भवत्याः समयः मा उचितः तदा एव कुर्मः अस्तु धन्यवादाः धन्यवादाः